अहं प्रतिदिनं न्यूस् पश्यामि पुनः डैलि हण्ट् इति आप् पश्यामि पुनः युट्युब् पश्यामि तत्र किं प्रयोगं नाम अस्माकम् बहिः नाम साम समाजे किं प्रचलिष्यति किम् अभूत् किं जातम् इत्यादिकं विषयं ज्ञातुं शक्यते पुनः समाजः कथमस्ति अस्माभिः कथं भवितव्यम् इत्यादिकं विषये ज्ञातुं शक्नुमः अनेकाः विषयाः अपि ज्ञातुं शक्नुमः अद्य कः तिथिः क् कुत्र ग्रहणमस्ति कदा वृष्टिः भविष्यति इत्यादिकमपि ज्ञातुं शक्नुमः पुनः कुत्र कार्यक्रमः अस्ति कुत्र कदा के आगच्छन्ति के मन्त्रीणः सन्ति इत्यादिकं विषये ज्ञातुं शक्नुमः सामाजिकमाध्यमं मञ्चानि बहु उपयुक्तानि सन्ति